भारतस्य वस्त्रविन्यासक्षेत्रं सर्वोत्तमं वर्तते वयम् आधुनिके समाजे जीवामः वसामश्च अतः अस्माभिः कालानुगुणं परिवर्तनं करणीयं भवति पाश्चात्यवस्त्राणां प्रभावं सम्प्रति अधिकं वर्तते अहं प्रायः सामान्यरूपेण उरुकं सर्ट् पेण्ट् इत्यादीकं तथा च धौतवस्त्रादिकमपि क्रीणामि कारणम् अहं गुरुकुले अपि अधीतवान् तथा च कर्मकाण्डपौरोहित्यादिकमपि पूजापाठादिकम् अपि करोमि तस्मिन् काले धौतवस्त्रम् अङ्गवस्त्रं च धरामि अतः मम कृते मह्यं अद् अधिकं रोचते वस्त्रविन्यासः धौतवस्त्रादिकम् तथा च यदा विद्यालयं प्रति गच्छामः कुत्रापि खेलनार्थं गच्छामः तदा पाश्चात्यपरिधानं यद् भवति पेण्ट् लोवर् इत्यादीकं तदा सर्वं धार्यते